आधुनिक जगति संस्कृतभाषा भाषिणां समस्याः के नाम ते पठितुम् इच्छन्ति परन्तु प्रयत्नं न कुर्वन्ति आन्लैन्मध्ये पठन्ति सम्भाषितुम् अन्ये गृहे वा केपि न भवन्ति स्वयं पठन्ति परन्तु अभ्यासं न कुर्वन्ति तदेव तेषां समस्या भवति यदा गुरुकुलम् आसीत् तत्तु छात्राणां सह सम्भाषणं शिक्षकैः शिक्षकाणां सह सह सम्भाषणं भवति स्म तदा अभ्यासं भवति स्म सहजतया अस्माकं संस्कृतभाषा भाषणम् आगच्छति आसीत् अधुना तु तत् न भवति तस्मात् आधुनिक जगति समस्याः भवन्ति पुनः पुनः तेषां व्याकरणविषये पुनः उच्चारणं विषये भवति उच्चारणं तु अस्माकं पूर्वकाले आहारपद्धतिः तथा आसीत् परन्तु आधुनिककाले आहारपद्धतिः एव अन्यत् तस्मात् तेषाम् उच्चारणं सम्यक् भ न भवति यदि उच्चारणं न सम्यक् भवति तस्म अर्थम् अपि अन्यत् भव अर्थः अपि अन्यत् भवति अतः अर्थसमस्या अपि भवति